इदानींतनकाले तत्र तत्र रीटेल् आपणानि सन्ति क्वचित् होल्सेल् अपि विक्रयणं तत्र क्रियते अहं जियो मार्ट् स्पार् बिग् बास्केट् कल्याण् हैपर् मार्केट् पोतीस् हैपर् मार्केट् इत्यादीनां विषये जानामि गतवर्षेषु प्रायः शाकानाम् उपस्करणानां च मूल्यवर्धनस्य कारणं प्रथमं कारणं तु होर्डि पलाण्डुः इत्यस्य बहुधा तत्र होर्डिङ् भवति येन कारणेन तस्य मूल्यं प्रवृद्धं भवति पुनश्च जनाः यदि आन्लैन्मध्ये क्रीणन्ति तर्हि तत्र बार्गैन् न कर्तुं शक्यते अतः ये तत्र सामान्यजनाः सन्ति तेषां कृते शाकाः बहु मूल्याः भवन्ति अतः आन्लैन् शापिङ् एकं कारणं भवेत् परन्तु आन्लैन् शापिङ् इत्यस्य ये तत्र प्रतिदिनम् आपणं गन्तुं न शक्नुवन्ति वृद्धाः पुनश्च येषां ये ऋग्णाः ऋग्णाः सन्ति तेषां कृते आन्लैन् शापिङ् बहु उपयोगी भवति कोरोनाकाले अपि आन्लैन् शापिङ् इत्यस्य बहु उभय् उपयोगः अभवत्